तव शास्त्रस्य अध्यापने भिन्नस्तराः सन्ति वा इति प्रथमः प्रश्नः तस्य च उत्तरम् एवं दातुं शक्यते मम शास्त्रं वर्तते वेदान्तशास्त्रं तत्र अध्यापने च भिन्नस्तराः भवन्त्येव प्रारम्भिकेभ्यः किं पाठ्यते इति चेत् प्रारम्भिकेभ्यः आदौ वेदान्तसारं पाठ्यते तत्र विषयाणां प्रस्तावः कथं विषयाः भवन्ति इति निरूपणं क्रियते अनन्तरं वेदान्तसारस्य अनन्तरं वेदान्तपरिभाषा इति ग्रन्थः वर्तते तस्य च अध्ययनं क्रियते एवं प्रकरणग्रन्थानाम् अध्ययनम् अग्रे अग्रे क्रियते एवं प्रबुद्धेभ्यश्च किं पाठ्यते इति चेत् सिद्धान्तलेषसङ्ग्रहः एवं ब्रह्मसूत्रभाष्यम् एवं भामती इत्यादिग्रन्थानाम् अध्ययनं प्रबुद्धेभ्यः पाठ्यते प्रारम्भिकस्तरायां तावत् यथा ग्रन्थस्य परिचयः भवेत् विषयानां परिचयः भवेत् तत्र किं वर्तते किं च किञ्च सिद्धान्तः इत्यादिकं प्रारम्भिकावसरे च निरूप्यते प्रबुद्धेभ्यः यदा पाठ्यते तदा तत्र किं कथं चिन्तनक्रमः वर्तते कथम् अग्रे नेतुं शक्यते तत्र विषयः कथम् उपस्थापनीयः तत्र कथम् अन्येभ्यः बोधयेयुः शास्त्रम् इत्यादिकं वेदान्तशास्त्रे निरूपितमस्ति तावत् वेदान्तशास्त्रे तावत् मोक्ष् ब्रह्मविचारः कृतः वर्तते तच्च प्रारम्भिकस्थरे कथं निरूपणीयम् इति प्रारम्भिक अवसरे निरूपितमस्ति एवं प्रबुद्धेभ्यः कथं पाठनीयम् इत्यत्र तत्र महद्ग्रन्थः तत्र वर्तते